मम ग्रामस्य विषये वक्तुम् इच्छामि मम ग्रामः यल्लापुराख्यः स तु वनप्रदेशः तत्र जलाशयः बहु वर्तते अस्माकं ग्रामे वनावृत एव अतः वन्यमृगाणाम् आक्रमणं कदाचित् स्यात् तथापि जनाः तत्र तुष्ट्या वसन्ति वनप्रदेशसमीपे वासः क्लिष्टश्चेदपि बहु सुन्दरं भवति नगरनिवासापेक्षया एतादृशे स्थले निवासः आनन्दकरः नगरे तु वाहनानां शब्दः तथा वायुमालिन्यादिकम् अधिकं भवति तेन अनारोग्यम् अपि जायते अतः इदानीन्तनाः नगरवासिनः शान्तं स्थानम् इच्छन्ति इति सर्वविदितमेव अत एव मयापि मम ग्रामः इष्यते मम ग्रामे वनप्रदेशः दर्शनीयः वर्तते बहुदूरादपि जनाः प्रवासार्थं मम ग्रामं आगच्छन्ति